अस्माकं देशे देशीयचिकित्सा पद्धतिषु आयुर्वेदस्य अधिकप्राधान्यमस्ति आयुर्वेदं आयुर्विन्दते विद्यते इति आयुर्वेदः आयुषाणि अनायुष्याणि च द्रव्यगुणकर्माणि वेदः यदि इत्यायुर्वेदः ति चरकाचार्येण उक्तमस्ति आयुस् इत्युक्ते जननात् मरणपर्यन्तं विद्यमानं जीवितं भवति इत्युक्ते आयुषः वेदः एव आयुर्वेदं भवति आयुर्वेदम् इत्युक्ते त्रिदोष विषये एव तत्र चि चिन्ता भवति त्रिदोषाणां समत्वावस्था एव आरोग्यावस्था त्रिदोषाणां समत्वं न विद्यमानं भवति चेत् तत्र रोगावस्था इति वक्तुं शक्यते एतस्य आयुर्वेदस्य केरले अतिप्रचारः पुरातनकाले आसीत् इदानीमपि भारतं विद्यमानं भवन्ति तद्वदपि विदेशेषु अपि बहु प्रचुरप्रचारं प्राप्नुवन्ति तत्र चिकित्सापद्धतिः कथमित्युक्ते रोगस्य कारणम् अथवा हेतुं निश्चित्य हेतोः निवारणाय औषधप्रयोगः उपयुज्यन्ते तस्मात् योगस्य निवारणं शक्यन्ते इति एव आयु आयुर्वेदस्य प्रक्रिया भवति एवम् आयुर्वेद विषये बहु ग्रन्थाः वर्तन्ते अष्टाङ्गयोगम् अष्टाङ्गहृदयं तथापि चरकसंहिता सुश्रुतसंहिता एवमेवं भवन्ति अत्र स्वस्थवृत्तम् आदरवृत्तम् इत्यादि बहु बहु भेदः एवं वर्तन्ते च